अहं शास्त्रीयसङ्गीतवाद्यं वीणा इति वाद्यं वाद्यं वादयामि तस्मिन् अहं वर्णपर्यन्तम् अधीतवती वर्णानाम् निनुकोरि वर्णम् एवम् इतोपि एकं वर्णम् अस्ति तत् अहं प्ले कर्तुं शक्नोमि वीणा वीणा वीणायाम् उपरि अनन्तरम् अहं वयलिन् वा वादयितुम् इच्छामि वयलिन् किमर्थम् इत्युक्ते तस्य सौण्ड् ध्वनिः वीणायाः सकाशं भवति इति कारणात् अहं वयलिन् अपि वादयितुम् इच्छामि मम सीनियर् भगिनी अस्ति सा सम्यक् वयलिन् वादयति तस्मात् अहम् इन्स्पैर्ड् अभवत् तस्मात् अहम् इन्स्पैर्ड् जातं तदर्थमेव अहं वयलिन् वादयितुम् इच्छामि